नमस्ते ओ अस्तु हा एवम् एवं कृतमासीत् नाम यत्र आवश्यकता आसीत् तत्रैव कर्तनं कृतम् अन्यत्र तु न कृतमस्ति भवद्भिः दृष्टं स्यात् हा एवमेवं परन्तु तदर्थमपि अस्माभिः योजना स्थापिता अस्ति इदानीं यत्र कर्तनं कृतं नाम एकः वृक्षः कर्तितशचेत् तदुपरि पञ्चवृक्षाः स्थापिताः सन्ति नाम इदानीं यत्र कर्तितं ततः पञ्चकिलोमीटर् दूरे तत् स्थापितमस्ति तर्हि रोड् नापेक्षते इति वा एवम् अन्यत्र तु तथा कृतमस्ति इदानीं भवद्भिः यत्र उक्तं तत्र तथा कर्तुं न शक्यते पार्श्वे आपणाः वर्तन्ते आपणानि सन्ति अतः तत्र तथा स्थापयितुं न शक्यते इति हेतोः अन्यत्र स्थापितानि सन्ति

ततः आगमिष्यति ततः आगमिष्यति तत्रापि वृक्षाः नासन् अतः तत्र स्थापितानि एवं परन्तु रोड् अपि अपेक्षते एवं तत् तदर्थम् अन्यत्र इदानीं किं भवति पञ्च किलोमीटर् दूरेऽस्ति इति चेत् कापि हानिर्न भवति ततः अत्र वायुः आगच्छति अतः कोपि क्लेषः न भवति इति अस्माकं ये परिसरज्ञानिनः सन्ति तेषां मार्गदर्शनानुसारेणैव तथा कृतमस्ति एवं तद्विषये तर्हि विचारं कुर्मः भवतः एकवारम् अत्र अस्माकं प्रकोष्टं प्रति आगच्छन्तु अनन्तरं विचारयामः